अन्तर्जाले मध्ये धनं प्रेषणम् एतद् अत्युत्तमम् अत्युत्तमं च सुरक्षा अपि किमर्थम् इत्युक्ते तत्र धनं कोऽपि न चोरयति च एतद् लेक्कम् अपि स्थापयितुं सुलभं भवति कथम् इत्युक्ते वयं कस्याः कृते धनं दत्तवन्तः इति विस्मरणं न भवति एतदर्थम् अत्युत्पन्नं चोरभयमपि नास्ति तत्र चेञ्ज् इत्युक्ते चिल्लरे एतदपि नावश्यकम् एतद् सुलभं च शीघ्रं शीघ्रं

एतदेव अन्यत् एतन्मध्ये बहवः जनाः एतद् कृत्वा सन्ति अन्ये एकं पेट्रोल् बङ्क् मध्ये चलति चेत् तत्र शीघ्रं शीघ्रं पूर्णं करोति च धनमपि वयं शीघ्रं शीघ्रम् एतद् ट्रा आन्लैन् ट्राञ्जाक्षन् कृत्वा शीघ्रमपि भवति अन्यत् आस्पत्रा मत् आस्पत्रा इत्युक्ते औषधालयमध्ये एतद् दीर्घं दीर्घम् एतद् सुलभं धनस्य धनं एतत् ट्राञ्जेक्षन् शीघ्रमपि भवति अन्यत् तद् रैल मार्गमध्ये रैल् रैल् यानमध्ये टिकेट् क्रेतव्यम् एतद् सरलपरिवारः सः परिहारः किमपि किं किमपि एतत् तत् चोरभवयमपि न भवति एतदेव अन्यत् विमानयानमध्ये अपि एतदेव सुलभं पूर्वम् एतद् टिकेट् बुक्किङ्ग् प्रथमं टिकेट् बुक्किङ्ग् कर्तुम् एतत् आन्लैन् ट्राञ्जेक्शन् आवश्यकं नास्ति चेत् कथम् एतद् धनं दातव्यम् एतदेव अन्यत् इदानीं टेक्स् मोसम् अपि न भवति एतदेव